नमस्काराः अहं वैट् फ़ील्डात् दूरवाणीं कुर्वति अस्मि अद्य मल्लेश्वरं गन्तवयम् अस्ति मां अतः कार् यानम् आवश्यकम् अस्ति बुक् करणीयं किन्तु एकः रिक्वेस्ट् अस्ति ह्यः अहं मल्लेश्वरं तः वैट् फ़ील्ड् गतवती सः चालकः कार् यानं च सम्यक् आसीन् तदर्थम् अहं तमेव बुक् कर्तुम् इच्छामि मेलिष्यति वा कृपया तं चालकमेव प्रेषयतु